यदि मम कण्ठस्य भङ्गः जायते चेत् अहं प्रातः उत्थाय उष्णजलेन किञ्चिद् हरिद्रं एवं लवणं संस्थाप्य बहुवारं गार्ग्लिङ् करोमि तेन मम कण्ठः किञ्चित् सम्यक् जायते एवञ्च शैत्यं नाम शीतलपाणियानि शीतलपदार्थानि अहं न खादामि ऐस्क्रिम् इत्यादिकम् एवमेव यदि शैत्ये नाम शीतलकाले बहिः गन्तव्यं चेत् कर्णेषु किञ्चिद् वस्त्रम् इत्यादिकं स्थापयामि एवञ्च आतपे किञ्चित् समयं यावत् स्थास्यामि एवं कृत्वा एतादृशकार्यानि कृत्वा मम कण्ठस्य रक्षणं कर्तुम् अहं प्रयासं करोमि